अहं राजस्थानप्रदेशात् अस्मि अत्र वृष्टिः अत्यल्पा एव जायते यदा वृष्टिर्भवति अस्माकं समेषां बहु आनन्दं जनयति वृष्ट्या वयं नितरां सन्तुष्टाः भवामः यदा वृष्टिर्जायते अस्माकं क्षेत्रेषु सस्यानां पादपानाम् अपि वृद्धिर्जायते पुनः अस्माकं जरस्तरस्तु अत्यन्तं न्यूनतां गतः अतः वृष्ट्या तदपि पूरितं भवति किञ्च अस्माकम् प्रदेशे एतादृशस्थलानि अपि सन्ति ये च वृष्टिजलसंरक्षणं कुर्वन्ति तेन जलेन एव सर्वाणि दैनिककार्याणि सम्पादयन्ति